मम ग्राम्यसमुदाये आरब्धानां सफलव्यापाराणानां विषये वक्तव्यम् इत्युक्ते अस्माकं ग्रामेपि तथा ब बहवः न सन्ति परन्तु किञ्चित् जनाः सन्ति तेषां सफलतायै किं कृतवन्तः इत्युक्ते अस्माकं ग्रामः किञ्चित् लघु अस्ति अतः तत्र सफलता सफलता सफलता व्यापारः व्यापरं कृतवन्तः इत्युक्ते ते अस्माकं ग्रामे प्रथमं बहवः आपणम् आपणानि नास्ति न आसन् तदा ते आरम्भं कृतवन्तः तदा सर्वाभ्यः अपि अस्माकं ग्रामे एव सर्वं मेटीरियल्स् अवैलेबल् अभवत् खलु तद्बहु उपयोगम् अभवत् तेषां के आपणम् आरम्भं कृतवन्तः तेषाम् अतः अनन्तरं ते फ़ोर् सफलतायै ते सर्वं मेटीरियल्स् अपि बहु समीचीनमेव आनीतवन्तः अतः सर्वाभ्यः अपि तत् इच्छा अभवत् अनन्तरम् ध धनमपि बहु न आसीत् अनन्तरं सर्वेषामपि अन्यत् ग्रामं प्रति प्रतिदिनं प्रतिवासरे गत्वा सर्वं किम् आवश्यकं खलु तत् आननं तावत् कम्फ़र्टेबल् न आसीत् अतः ते सर्वे सर्वेषामपि अस्माकं ग्रामे किम् आपणाः आरम्भम् अभवन् खलु तद्बहु उपयोगम् अभवत् अतः ते सर्वमपि तदेव उपयोगं कृतवन्तः अतः येन अतः किम् अभवत् इत्युक्ते अतः तत्सर्वमपि तेषां सफलतायै कारणम् अभवत् एतत् सर्वं त्यक्त्वा इत्युक्ते ते आपणानि आरम्भं कृतवा कृतं कारणमेव ग्रामे अपि लघु ग्रामेपि सर्वेषामपि किम् आवश्यकाः आवश्यकः थिङ्ग्स् भवन्ति खलु तत् अवैलेबल् ब भवितव्यम् इत्येव आसीत् अतः तेषां कारणमपि अनन्तरं तेषां व्यवहारज्ञानं अनन्तरं किम् आवश्यकं खलु अस्माकं ग्रामस्य जनानां द बेस्ट् आन् देर् नीड्स् सो तथा ते आनीतवन्तः स मेटीरियल् सर्वं अतः तदपि अड्वाण्टेज् अभवत् अतः एतत् सर्वमपि तेषां सफलतायै कारणम् अभवन्